मया दिने अर्धघण्टां यावत् गीदाभ्यासः क्रियते तत्र यदि मया नूतनः नूतनं गीतं पठनीयं वर्तते तर्हि तस् तामेव गीतं पुनः पुनः श्रुत्वा श्रुत्वा अन् अन्यासां मुखात् श्रुत्वा श्रुत्वा मया पुनः पुनः उक्त्वा उक्त्वा मया अभ्यासः क्रियते येन तद्दृढं तिष्ठति पुनश्च कदाचित् अत्र वयोलिन् मध्ये वा उत हार्मोनियं मध्ये वा तस्य रागः श्रूयते चेत् इतोपि अधिकं स्थिरं तिष्ठति इति कृत्वा तद्वारा अपि अहं यद् मया पठनीयं नूतनं गीतं तद् गीतस् तस्य गीतस्य रागं तत्र स्थापयित्वा अहं श्रुणोमि तथा च चिन्तन चिन्तने समयः गच्छति इति कृत्वा अभ्यासः भविषयति तस्मात् तादृशः अपि उपायः मया उपयुज्यते